चतुर्थः दिनाङ्कः नवममासः एकाधिकद्विसहस्रतमवर्षः एवं चतुर्थः दिनाङ्कः पञ्चमः मासः त्र्यधिकद्विसहस्रं वर्षतमं वर्षम् अष्टादशदिनाङ्कः तृतीयः मासः चतुर्दशाधिकद्विसहस्रतमं वर्षम् द्वाविंशतिः दिनाङ्कः द्वादशः मासः दशाधिकद्विसहस्रं वर्षम् पञ्चदशः दिनाङ्कः प्रथमः मासः द्वादशाधिकद्विसहस्रतमं वर्षम्